पिष्टपेषणयन्त्रस्य मुख्यं कार्यं सञ्चूर्णनं खलु यदि सञ्चूर्णनं सम्यक् न भवति तर्हि तत् पिष्टपेषणयन्त्रं सम्यग् नास्ति इत्यर्थः तत्र कुत्र क्लेशः अस्ति यथार्थ्येन तत् मध्ये तद्यन्त्रमध्ये यत् पात्रं स्थाप्यते तत्र असिविशेषः यः भवति प्रायः तत्रैव क्लेशः अथवा यन्त्रे यत् मोटर् इति उच्यते तत् सम्यक् यदि कार्यं करोति तद्वारा इदमपि कार्यं कुर्यात् किन्तु कदाचित् यदि तत्र वेगः न्यूनः भवति तत्कारणेन सञ्चूर्णनं न्यूनं स्यात् अथवा अत्र क्लेशः प्रायः तत्र सञ्चूर्णने अनुभूयते तत्तू तद्विदः ये सन्ति ते ज्ञात्वा तस्य समीचीनरूपेण तस्य परिष्कारं वा अथवा तस्य अन्यत् यन्त्रान्तरं वा ते दद्युः अयन्तु तेषां क्लेशः अथवा तद् समीकरणं तैरेव कर्तव्यं किन्तु इदं पिष्टपेषणयन्त्रं तु पेषणं सम्यक् न करोति तर्हि पिष्टस्य उपलब्धिर्न स्यात् एवं खलु